हरिओम् महोदय अहं बहु कालं यावद् तत्र ऊबर् मध्ये ओर्डर् कृत्वा ऊबर् मध्ये तद् बुक् कृत्वा अहम् अत्र स्थाप तिष्ठन् अस्मि अर्धघण्टा तु जातम् भवान् कुत्र अस्ति एवं करोति चेत् कथम् भ अहं यथा दूरवाणी करोति चेत् भवान् न उन्नयति एवं चेत् कथं भवति नास्ति चेत् भवान् केन्सल् कर्तुं शक्यते खलु तत् अपि भवान् न कृतवान् यदा इतो इतोपि विलम्बः भवति चेत् अहं धनं न दा दास्यामि नाम अर्धघण्टा तु जातम् पञ्च निमिषाभ्यन्तरे आगच्छति इति भवान् उक्तवान् न आगतवान्